इदानीं नगराणां पत्रिकासु स्थानीयवार्ताः पर्याप्ततया दृश्यन्ते इति मम अभिप्रायः देशीयवार्तायां वार्तायाः कृते तत्र अवसरः न ददाति कारणं किमिति चेद् लोकवार्ताः ज्ञातुं लो लौकिकानाम् तात्पर्यं वर्धते इति विषयः किन्तु अद्यतन प्रादेशिकवार्तापत्रेषु स्थानीयवार्ताः उपलभ्यन्ते प्रधानतया विद्याभ्यासवार्ता तदा चलनचित्रस्य चलचित्रप्रदर्शनस्य वार्ता इत्यादिवार्ताः प्रधानतया तत्र दृश्यन्ते अन्यद् कार्यसाक्षात्कारस्य वार्ताः विद्याभ्यासस्थापनस्य साक्षात्कारस्य वार्ताः प्रादेशिकप्रदेशेषु प्रदेशेषु उपलभ्यमानानि विविधवार्ताः च दृश्यन्ते

अवधानविषयाः सन्ति केचन तस्य एव प्रधानतया स्थापनं करणीयम् इति मम चिन्ता जनाः बहु कार्याणि कुर्वन्ति अधुना तेषाम् अनुसन्धानः तस्य कृते अथवा तद् अधिकृत्य वार्तापि दातव्यम् अनेन नूतनछात्राः तदपि ज्ञातुम् अवसरः प्राप्नुवन्ति